द्वाविंशत्यधिक द्विसहस्रतमवर्षस्य फ़र्वरि मासस्य प्रथमः दिनाङ्कः त्रयोविंशत्यधिक द्विसहस्रतमवर्षस्य जन्वरि मासस्य पञ्चमः दिनाङ्कः त्रयोविंशतयधिक द्विसहस्रतमवर्षस्य सप्टेम्बर् मासस्य सप्तमः दिनाङ्कः एकविंशत्यधिक द्विसहस्रतमवर्षस्य अक्टोबर् मासस्य द्वादशदिनाङ्कः द्विसहस्रतमवर्षस्य मार्च् मासस्य पञ्चदश दिनाङ्कः